अन्यदेशानां तुलने भारतस्य स्वास्थ्यव्यवस्था अतीव उत्तमा इति वक्तुं न शक्यते ग्रामीणक्षेत्रेषु चिकित्सासुविधाः अत्यल्पाः सन्ति चिकित्सासुविधानां न्यूनमात्रायाः कारणात् जनाः शीघ्रं चिकित्सासुविधाः प्राप्तुं न शक्नुवन्ति येन जनाः अपि म्रियन्ते अतः सर्वकारेण अधिकमात्रायां चिकित्सासुविधाः प्रदातव्याः येन जनाः चिकित्सां प्राप्तुं शक्नुवन्ति व्यक्तिगतचिकित्सायाः स्थाने सर्वकारीया यदि चिकित्सा अस्ति तर्हि जनानां चिकित्सा न्यूनव्ययेन कर्तुं शक्यते अतः सर्वकारेण अस्मिन् विषये ध्यानं दातव्यम्